हरिः ओं प्रशान्त भोजलायय् भोजनालयः वा अहं सुनिता भवतः भोजनालयस्य नित्यं ग्राहिका अस्मि अहं प्रतिदिनं भवतः भोजनालयात् खाद्यं आदिशामि अद्य आदिष्टवती खाद्यं सम्यक् न आसीत् भवतः भोजनालयः प्रेरितः खाद्यात् दुर्गन्धम् निर्गमयति तेन एतद् खाद्यं ग्रहणयोग्यं न भवति तेन भवान् प्रेषितं खाद्यं पुनः स्वीकरोतु अथवा पुनः सम्यक् खाद्यं प्रेषयतु नो चेत् पुनः मम धनं मह्यं प्रत्यर्पयन्तु धन्यवादः